महासुदर्शन य कषायः इति आयुर्वेदीय औषधं वर्तते अस्य औषधस्य प्रथमवारं मया यदा सेवनं कृतं तदा अवगतं यत् अस्माकं शरीरे वातपित्तकफ इति त्रिदोषाः ये सन्ति तेषां त्रिदोषाणां साम्यं अस्य औषधस्य सेवनेन अस्मत् शरीरे जायते तस्मात् विभिन्नाः ये रोगाः उत्भूताः भवन्ति तेषां सर्वेषां ततः नाशः सम्भवति अतः औषधमिदं सर्वैः सर्वेषु कालेषु स्वीकर्तुं शक्यम् इति मे मतिः